मम गृहं तु तमिल्नाडुराज्ये चेन्नैनगरे अस्ति तत्र वयं पश्यामः चेत् अस्माकं प्रदेशे तत्र अत्र महिलानां शिक्षणविषये वा भवतु उद्योगस्तरविषये वा भवतु अनन्तरं सामाजिकस्तरे वा भवतु तत्र महिलानाम् एकम् एकम् इन्पोर्टेन्स् मुख्यत्वं भवति पश्यामः चेत् शिक्षणविषये पश्यामः चेत् इदानीं कुत्रापि कोलेज् तत् स्तरे नो चेत् विद्यालयस्तरे वा महाविद्यालयस्तरे वयं पश्यामः चेत् बहु अधिकाः कोर्सस् भवन्ति तत्र कक्षाः तु अधिकाः भवन्ति तत्र वयम् एकं पर्टिक्युळर् क पोयिन्ट् भवति किम् इत्युक्ते महिलानां कृते फ़ोर्टिफ़ैव् पर्सेन्ट् सीट्स् इति तत्र भवन्ति तद् किमर्थम् इत्युक्ते ये महिलाः पठितुम् इच्छन्ति तेषां प्रोत्साहनार्थं तत्र तेषां कृते अधिकं सीट्स् अनन्तरं मुख्यत्वं दत्तमस्ति उ उद्योगविषये अपि आधुनिककाले वयं पश्यामः चेत् अत्र चेन्नै आगच्छन्तु पश्यन्ति चेत् सर्वत्र महिलाः एव इदानीं रात्रौ नववादने लोकं लोकयानं स्वीकरोति चेतपि पश्यन्ति चेतपि सर्वेषु स अद सर्वेषु लोकयाने लोकयाने वयं पश्यामः चेत् महिलाः एव भवन्ति एका महिलायाः समीपे गत्वा पृच्छन्तु भवती कुत्र गच्छति चेत् ते वदन्ति कुतः कुत्र गच्छति इति पृच्छन्ति चेत् ते निश्चयेन वदन्ति मम कार्यक्षेत्रात् गृहं गच्छामि इति अत्र वयं द्रष्टुं शक्यते रात्रौ नववादने अत्र किं द्रष्टुं शक्यते चेत् इत् इत्युक्ते एतत् चेन्नैनगरे महिलानां शिक्षणविशषे वा उद्योगविषये वा प्रोत्साहनं कुर्वन्ति किमर्थं वदामि चेत् रात्रौ नववादनं वा इत्यपि जनाः वक्तुं शक्नुवन्ति गृहे वदन्ति पश्यतु रात्रौ नववादने दशवादने एव भवति गृहम् आगच्छति महिलाः इ तु एतादृशं वा भवन्ति पुरुषः चेत् चिन्ता नास्ति इति वदन्ति इति गृहेषु अपि सन्ति तस्मादपि महिलाः आगच्छन्ति इति कियत् प्रोत्साहनम् अस्माभिः करणीयमिति प द् पश्यामः चेत् सम्यक् भवति आधुनिककाले ऐ ऐ टि वा भवतु विविधस्थले विविध संस्थायामपि पश्यामः चेत् महिलानां हस्तदानम् इति वयं पश्यामः चेत् आधुनिककाले

महिलानाम् एकदिनं वयं पश्यामः चेत् तासां दशावतारमिति वदामः चेत् सामान्यरूपं प्रथमं प्रातःकाले उत्थाय गृहकार्यं समाप्य पुत्र वा पुत्रीणां तद् विद्यालयं प्रेषयित्वा पतिः अस्ति चेत् तस्य सेवां कृत्वा ज्येष्ठानां सेवां कृत्वा गृहकार्यं समाप्य तेषां भोजनव्यवस्था सर्वं कृत्वा सा स्नानं कृत्वा तस्य पूजादि कार्याणि कृत्वा एका महिला सा कथं भवितव्यम् इति गृहे कथं भवितव्यमिति दर्शयित्वा सामाजे सा कथं भवितव्यमिति दर्शयति सा झटिति धावतं लोकयानं स्वीकृत्य सा तस्याः कार्यक्षेत्रं गच्छति तत्रापि गत्वा उपविशति वा न तस्याः कार्यं यद् तद् पश्यति तस्याः समयं गच्छति वा न तस्याः द सेवां वा नो चेत् समयदानं वा तत् समाप्य पुनः गृहम् आगच्छति चेत् मन्दं न गच्छति त्वरया झटिति धावयित्वा किं किम् आवश्यकं तत् सर्वं क्रीत्वा आगच्छति अत्र वयं पश्यामः चेत् समाजे अपि तस्याः योगदानम् अस्ति शिक्षणे अपि तस्याः योगदानमस्ति उद्योगे अपि तस्याः योगदानमस्ति तर्हि यत्रापि समस्या अस्ति चेत् अस्माकं मनः एव समस्या अस्ति वयं सर्वदा चिन्तयामः महिलाः वा ते जागर्तिः जागरूकतया न भवन्ति इति तद् प्रथमम् अस्माभिः यद् चिन्तनं तद् वर्तते तद् अस्माभिः परिवर्तनीयं किमर्थम् इत्युक्ते वयम् अस्माभिः नेत्रः ने नेत्रः स् नेत्रमस्ति किल वयं द्रष्टुं शक्यते आधुनिकः काले महिलाः यावत् उपरि गच्छन्ति इति एतद् एतदेव किं वक्तुम् इच्छामि इत्युक्ते यद् पश्यन्तु ते स्वयम् एतादृशानि कार्याणि कुर्वन्ति चेत् यदा अस्माकं सहकारं सहकारम् इत्युक्ते अधिकं सहकारं न इदानीं भगिनिः प्रातःकाले अस्मान् उत्थापयति वयं स्वयं उत्ता उत्तिष्ठामः अग्नेः चायं वा नो चेत् अन्नं वा करोति अस्माभिः कर्तुं न शक्यते वा तण्डुलम् अस्ति जलं पूरयामः स्वच्छतां कृत्वा वयं स्थापयामः तण्डुलं तदेव अन्नं भवति अस्माभिः कर्तुं न शक्यते वा एतादृशानि लघु लघु कार्याणि कुर्मः चेत् तेषां किञ्चित् भारः न्यूनं भवति तदेव वक्तुम् इच्छामि